मया फ़िट् मी इति एकं काम्पेक्ट् स्वीकृतं तत्र तत्तु बहु सम्यक् त्वचः रक्षणं करोति तत्र बहु जलं बहु समयपर्यन्तं तत् फ़िट्मि लोषन् वा काम्पेक्ट् वा तिष्ठति जलादीनां सेचनेन अपि तत्र यः कोपि क्लेशः वा हानिः वा तस्य लेपितस्य नैव भवति अतः इदं प्रोडेक्ट् मह्यम् सम्यक् इति अभात् अस्य उपयोगः मया क्रियमाणः